इदानीम् अहम् अध्ययने प्रवृत्तास्मि इदानीम् अहं शोधच्छात्रास्मि संस्कृते शिक्षाशास्त्रे अहं शोधकार्यं करोमि अतः एव इदानीं धनोपार्जनाय किमपि कार्यं न करोमि किन्तु वृत्तिविषये चिन्तनम् आवश्यकम् अतः अध्ययनात्परम् अहें शिक्षाक्षेत्रे कार्यं कर्तुम् इच्छामि शिक्षिका भवितुमिच्छामि यतोऽहि शिक्षाक्षेत्रं मम रुचिकरं क्षेत्रम् अस्ति अतः अहें शिक्षायां सेवां दत्वा जीविकोपार्जनं कर्तुम् इच्छामि कार्यं यदा रुचिकरं भवति तदा कार्यं सम्यक् भवति अरुचिकरकार्ये अवधानमपि न भवति अतः अहं भाविसमये शिक्षया एव जीविकोपार्जनं करोमि अध्यापकस्य स्थानं समाजे उत्कृष्टम् अस्ति अतः अहं शिक्षाक्षेत्रे एव गन्तुमिच्छामि